हा वदन्तु आं सत्यं भवन्तः

हा अस्तु कति दिनानि एवमेव भवतां गृहे अस्तीति वक्तुं शक्यते वा एतत्तु भवतां गृहे कीदृशी समस्या अनुभूयमाना अस्ति कुत्र लीकेज् जायानमस्ति इति सर्वं किञ्चिदुच्यते चेत् मया तदनुकूलेन मया कार्यं कर्तुं शक्यते ओ अस्तु महोदय अहं आगत्य करोमि पुनः किं किं नाम कीदृश क्वालिटि मध्ये भवन्तः नल्लिकां पुनः पैप् सर्वं आकाङ्क्षन्ते इति एकवारं वदन्तु नो चेत् कदाचित् अस्तव्यस्ततापि भवति मध्ये अतः कीदृशं अपेक्षितम् इति वदन्ति चेत् तदानुकूलेन पैप् सर्वमानयामि

पुनः क्षम्यतां महोदय मया तद्दिने मयैव आगन्तव्यमासीत् परन्तु मम इतोपि एकत्र कार्यमागतम् अतः मया तत्र गन्तव्यमिति आपतितं अतः अस्मिन् वारे अहमेव आगत्य सम्यक् कारयामि भवतां गृहे यथा अग्रिमे अग्रिमेषु दिनेषु यथा दृढ दृढं स्यात् पैप् अतः अहं अस्मिन् वारे आगत्य सम्यक् करोमि महोदय

ओहो

इतः परं भवतां चिन्ता मास्तु अहं समीचीनं गुणं समीचीनगुणवत्ततां नल्लिकामानीय भवतां गृहे योजयामि अस्तु वा पुनः तत्र भवतां गृहं कुत्र अस्ति अहं प्रथमवारं आगच्छन्नस्मि अस्मिन् पर्याये अतः भवतः गृहस्य विलासं प्रेषयन्ति वा अड्रेस् प्रेषयन्ति वा

हा अहं पार्श्वे एव अस्मि मुधोल् नगरस्य पार्श्वे एव अस्मि एकघण्टा भवेत् आगमने

हा अस्तु महोदय अहं आगच्छामि कस्मिन् समये आगच्छामश्चेत् भवन्तः तत्र गृहे भवन्तीति वक्तुं शक्यते वा हा अस्तु महोदय आम् अस्तु अस्तु झटिति इदीनीमेव शीघ्रमागच्छामि अस्तु महोदय